मम क्षेत्रं तु संशोधनं क्षेत्रमस्ति विशेषेण संस्कृतं सोशियल् सैन्स् समाजविज्ञानम् इति कथ्यते तत्सम्बद्धक्षेत्रे मया संशोधनं क्रियते अत्र तन्त्रज्ञानविषये सहायता व्यवस्था टेक्स् सपोर्ट् कथमस्ति इति यदि चिन्त्यते विशेषेण संशोधनं ये कुर्वन्ति तेभ्यः किम् अपेक्षितं भवति प्रथमतः तत्र तस्मिन् क्षेत्रे किं कार्यं जातम् अस्ति पूर्वं विद्या पूर्वतनैः कीदृशं संशोधनं कृतं तदग्रे अस्माभिः कीदृशं करणीयम् इति चिन्तयितुं पूर्वं किं जातम् अस्ति इति परिज्ञानम् अपेक्षितं तत् पूर्वं किं जातम् अस्ति इति ज्ञातव्यं चेत् तत्सर्वम् एकत्र उपलब्धं भवेत् अन्वेष्टुं च सौलभ्यं भवेत् तादृशस्थानेषु तादृशस्थानानि यानि वर्तन्ते जेस्टर् इत्यादि व्यवस्थाः वर्तन्ते अन्तर्जालस्थानानि तत्र तादृशजालस्थानानाम् उपयोगार्थम् अवकाशः भवेत् इदञ्च मम क्षेत्रदृष्ट्या यदि चिन्त्यते तर्हि तादृशानां अन्तर्जालस्थानानाम् उपयोगार्थम् अवकाशः अस्त्येव तादृशानां अन्तर्जालस्थानानाम् उपयोगार्थं सब्स्क्रिप्शन् इत्यादिकं भवति अत्र संस्थाः तादृशानां सब्स्क्रिप्शन् स्वीकुर्वन्ति तेषां साहाय्येन अस्माभिः संशोधनं कर्तुं शक्यते तदद तेन सह अन्यत् अन्यविधसाहाय्यं किं तत्र उदाहरणार्थं तत्र किं किं दृष्टमस्ति तस्य आवलिः कर्तव्या बिब्ल्योग्रफ़ि इति वदन्ति तादृशं बिब्ल्योग्रफ़ि निर्मातव्यं चेत् तदर्थमपि तन्त्रज्ञानस्य अपेक्षा वर्तते तादृशं साफ़्ट्वेर् तत्र उपयोक्तव्यं भवति तादृशं साफ़्ट्वेर् उपयोक्तव्यं चेत् कीदृशं किं तादृशं साफ़्ट्वेर् किम् अस्ति इति ज्ञानमपेक्षितम् इति प्रथमम् इति ज्ञातं चेदपि तत् कथम् उपयोक्तव्यम् इति अपि परिज्ञानम् अपेक्षितं तादृशज्ञानार्थं तस्य निरूपणार्थं तत्र कथम् उपयोक्तव्यम् इति पाठनार्थं च जनाः वर्तन्ते अतः तत्र टेक्सपोर्ट् विषये तथा महान् क्लेशः इति अस्माकं शोधनक्षेत्रे न दृश्यते तन्त्रज्ञानसहायं प्राप्तुं जनैः कष्टं भवति वा इत्यपि प्रश्नो वर्तते तन्त्रज्ञानसाहाय्यं प्राप्तुं जने तत्र कष्टं न भवति किन्तु यथा मया उक्तं यदि सब्स्क्रिप्शन् इत्यादिकं वर्तते तर्हि तदर्थं धनं देयं सर्वेऽपि ये शोधक्षेत्रे आसक्ताः सर्वे स्वयं तावद्धनं दत्वा क्रेतुं न शक्नुवन्ति यदि संस्था काचित् धनं दत्वा क्रीडति बहूनाम् उपयोगाय तदा तस्य उपयोगम् अन्येऽपि जनाः कर्तुं शक्नुवन्ति एकैकोऽपि तावद्धनं दत्त्वा क्रेतुं न शक्नोति अतः तादृशस्तरे क्लेशाः भवितुमर्हन्ति अन्यथा तत्र सामान्यतः तन्त्रज्ञानसम्बद्धतया क्लेशाः न सन्ति सहायता व्यवस्था अस्ति इति प्रतिभाति